अहं पुनः पाककरणापेक्षया तस्य अपव्ययम् अकृत्वा तस्मिन् लवणादिकं मिश्रीकृत्य तं भोग्यं करिष्यामि यदि पाकः अधिकं ज्वलितं चेत् तम् अवकरकण्डुले प्रक्षिप्य अथवा पशवे दातुं योग्यञ्चेत् तं प्रदाय अन्यं पाकं करिष्यामि किञ्च यदा गृहे मम पुत्रादयः भवन्ति तदा तु सर्वदा पाकः सुपक्वः सुस्वादुः च भवेदेव यतोहि ते सर्वदा स्वादुङ्कारं भुञ्जते अतः तत्र पुनः पाकः करणीयः एव यदि भोजने लवणमधिकं भवति चेत् तदा पिष्टस्य गोलिकां निर्माय शाकादिषु संस्थाप्यते चेत् तत् भोग्यं भवति यदि शाकादिषु मरीचिका अतिरिक्ता भवति चेत् तेषु घृतं दधि वा संस्थाप्यते तदा तत् खाद्यं भवति